आधुनिकशिक्षणेन सांस्कृतिकमौल्यानां विषये लाभाः अस्ति नष्टाः अपि सन्ति लाभाः अपि सन्ति तत्र किं भवति आधुनिकशिक्षणेन तत्र को एज्युकेशन् इति भवति पुरातनकाले स्त्रीणां शिक्षनं इत्यत्र स्त्रियः शिक्षनं गन्तुं किञ्चित् अवकाशः नास्ति अस्माकङ्ग्रामे एव नासीत् मम माता चतुर्थकक्षायाम् एव त्यक्तवती एवं अभवत् आधुनिकशिक्षणेन तत्र मौल्यानां परिवर्तनम् अभवत् तत् जातिविषये कोपि जातिविषये आचरणं करोति चेत् गृहे कुर्वन्तु नाम बहिः तत्र जातिविषये वा एवं तत्र महिलाः स्त्रियः पुरुषाः इति एवं यत् कन्दकम् आसीत् तत् इदानीं नास्ति तत्र गर्तः नास्ति तत्र परिवर्तनं जातम् निश्चयेन परिवर्तनं जातम् अनन्तरं किं भवति आधुनिकशिक्षणेन अनन्तरं तु अस्माकं सांस्कुतिकमौल्यानि तदा गृहं त्यक्त्वा बहिः गच्छन्ति दकं वर्षत्रयं वर्षचतुष्ट्यम् वा वा गृहम् एव न गच्छन्ति सर्वं धनस्य बहिः गताः इति भवति एवम् आधुनिक शिक्षणस्य एवं भवति नष्टाः अपि अस्ति वर्षत्रयं वा वर्षचतुष्ट्यम् गच्छामि इति गच्छन्ति पुनः नागच्छन्ति त्रिंशत् वर्षाणि यावत् नागच्छन्ति एव अस्माकङ्ग्रामे एव बहवः मातापितॄन् त्यक्त्वा तत्र गच्छन्ति तत् न पुनः नागच्छन्ति तेषां यत् अत्र तेषां पूर्वजानां सम्पत्तिः यत् भवति तत् सर्वं नष्टं भवति अस्माकङ्ग्रामे एव चत्वारः पञ्चगृहा गृहाणि तत्र लुप्तं नष्टम् अभवत् तत्र ते सर्वे तत्र विदेशे एव वर्तन्ते आधुनिकशिक्षणस्य एवं नष्टाः अपि भवन्ति लाभः अपि अस्ति नष्टः अपि अस्ति